देहं दारु मध़ये एकं शिल्पं कृतवान् श्रीकृष्णस्य

बहु कष्टेन कृतवान् नाम तत्र मध्ये भग्नमपि जातं तद्दारोः नाम यदा तस्य किञ्चित् प्रयासेन का काठिन्येन यदा ताडनं जातं तस्मिन् समये भग्नं जातं तत्र श्रीकृष्णस्य अवयवशिल्पमिति कारणात् बहु समयः कालः च अपेक्षितः आसीत् परन्तु अहं कृतवान् बहु प्रयासेन तत् कृतवान् तस्य शिल्पस्य निर्माणं कृतवान् किन्तु यदा तत्र शिल्पशास्त्रे यदुक्तं तदा कर्तुं बहुकालः वा श्रद्धा परिश्रमं च अपेक्ष्यते